भारतस्य मुख्यानि तीर्थक्षेत्राणि एवं सन्ति तत्र पद्ये एवं उक्त्वा वर्तते अयोध्या मथुरा माया काशी काञ्ची अवन्तिका पुरि द्वारावती चैव सप्तैते मोक्षदायकाः इति तत्र अयोध्या नाम प्रसिद्धा मथुरा नाम मथुरा अपि प्रसिद्धा काशी अपि प्रसिद्धा काञ्ची अपि प्रसिद्धा अवन्ती इत्यस्य उज्जैयिनी इत्यर्थः उज्जैयिन्यां स्थितमाहाकाल महाकालस्य क्षेत्रमपि तीर्थक्षेत्रं वर्तते पुरि पुरी नाम पुरी अपि प्रसिद्धा पुर्यां जगन्नाथमन्दिरो वर्तते तत्र प्रतिव प्रतिवर्षे आषाढशुक्लद्वितीयायां रथोत्सवः वर्तते तत्र प्रतिवर्षं नूतनः रथः निर्मीयते तत्र उत्सवमूर्तिः अपि नास्ति यतः देवस्थानस्य मूर्तिरेव उत्सवत्वेन स्वीक्रियते